हरिः ओम् नमो नमः नमो नमः महोदये मम नाम देवस्मितासि भवती आर्यन् फ़ोटोग्राफ़ी स्टूडियो वा मोम्मं महोदया मम गृहे विवाहोत्सवः अस्ति तस्य कृते अहं तस्य विषये किञ्चित् वार्तालापं कर्तुं शक्नोमि खलु मम गृहे विवाहोत्सवकृते प्रीवेड्डिङ्ग् फ़ोटोशूट् कर्तुम् इच्छामि कश्मीरे राजस्थाने जयपुर्नगरे यदि भविष्यति तर्हि समीचीनं भविष्यति महोदये कश्मीरे राजश्थाने जयपूरे यदि भविष्यति तर्हि समीचीनं भविष्यति महोदये फ़ोटोशूट् निमित्तं कियत् धनम् आवश्यकम् किञ्चित् न्यूनमूल्यं न भविष्यति खलु आमां महोदये धन्यवादः भवत् भवती श्वः दशवादने मम गृहं आगमिष्यन्ति अहं दूरवाणीमाध्यमेन मम गृहस्य स्थानं भवतीं पार्श्वं प्रेषयामि महोदये अहं चिन्तयामि एकादशवादनतः चतुर्दशवादनपर्यन्तं फ़ोटोशूट् कर्तुम् इच्छामि अस्तु महोदये धन्यवादः श्वः मिलिष्यामः